अस्मभिः सपरिवारेण कोल्कतागमनाय विचारः कृतः तेन तत्र गमनाय अस्माकं कृते कारयानम् आवश्यकं तस्य कार्यानस्य भाटकं कियत् इति ज्ञानं कर्तव्यं कुतः प्राप्यते केन माध्यमेन प्राप्यते इति तर्हि तत्र कार्यानस्य भ कार्यानं भाटके अपि केचन यच्छन्ति अत्र गत्वा अहं पृष्टवान् यत् कति कार्यानं कार्यं प्रति किलो मीटर् एवं च दिनद्वयस्य कृते नेच्छामि नयामि चेत् कति धनं दातव्यम् इति ते उक्तवन्तः प्रतीकिलोमीटर् सप्ततिः रूप्यकाणि एवं च यावत्किलोमीटर् गच्छति तावत् किलो मीटर् सम्पूर्णम् आहत्य धनं दातव्यम् इति अनन्तरं कति दिनानां कृते गच्छति यदि पञ्च दिनानि षड् वा दिनानि वा सप्त दिनानि वा तर्हि तस्य कृते यदि ये यदि किलो मीटर् रूपेण दास्यति चेत् तदपि स् सम्यक् यदि दिनं दिनरूपेण यच्छति चेत् दिनरूपेण भवति चेत् तस्य कृते एकस्य दिनस्य कृते सप्त सहस्रं दातव्यं त्रयाणां दिनानां कृते एकविंशतिः सहस्रं दातव्यं यदि